भारतदेशे इदानीम् अनुभूयमानाः समस्याः नाम मतान्तरमिति अथवा पाकिस्तान् देशाद् आक्रमणं वा उग्रगामिसमस्या वा अथवा नक्सलेट् समस्या वर्तते तत्यक्त्वा आन्तरिकक्लेशाः नाम राजकीयमिति एवं वामपन्थीयजनानाम् अस्माकं भारतदेशस्य यत् हृदयभूत हृदयभूतं यद्वर्तते संस्कारः वा संस्कृतिर्वा तेषां विषये आघातः इत्यादिक्लेशाः भारतदेशे वर्तन्ते तेषाञ्च दूरीकरणं कर्तव्यं चेत् तद्विषये ज्ञानमपेक्षितम् अथवा पार्श्वे विद्यमानपाकिस्तान् देशेन सह मैत्रीसम्पादनीया तदानीमेव तस्य सा समस्या परिवर्तिता भवति अथवा हैन्दवाः जागरुकाः भवेयुः एताः समस्याः परिहर्तव्याः इति तद्विषये तेषाम् आदरश्च भवति चेत् इमाः समस्याः परिहर्तुं शक्याः